हरिः हरिः हरिः ओं हरिः ओं हरिः ओं भगिनी आमाम् अहमत्र बिनाकिनगरतः वदन्ती अस्मि अरे पश्यतु भगिनी मम गृहस्य समीपे दीर्घनाला अस्ति खलु भवति जानाति एव तत्र बहु बहु किमपि क्षिपन्ति जनाः बहु दुर्गन्धं प्रसारितम् अधुना अनन्तरं तत्र नलिका नलिका जलमपि शुद्धं नागच्छति बहु दूषितमस्ति तर्हि किं करोमि न जानामि अनन्तरं सर्वे जनाः तत्र अवकला अवकरकण्डोलाः अवश्यकाः बहुत्र नास्ति एव अत्र तेनापि कुत्रापि क्षिपन्ति जनाः मार्गम् अवरुद्ध्यते मार्गः तेन किं वदामि भोः किं करिष्यामि वदतु भवती एव सहायं करोति किं कर्तुं शक्नुमः नगरसेवकाः

भवत्याः किमपि सहायं भविष्यति वा तत् तस्मिन् कार्ये

ओ आमां तर्हि निवारणं भविष्यति न वा भगिनी

अस्तु तर्हि तस्य हा तस्य कृते किमपि अस्माकं पक्षतः किमपि धनम् अपेक्ष्यते वा ते किमपि जानाति वा भवति हा हा एकदा हा जनाः धनम् एकत्रीकरणम् इत्यादिकं करणीयं भविष्यति वा भगिनी

एवं

किमपि पत्रम् अस्तु एतानि एतानाम् उपायानां तत्र बहु आवश्यकता अस्ति एव परं सः प्रत्यक्षरूपेण यदा आगत्य यदि आगत्य तत्र पश्यति तर्हि एव किञ्चित् निवारणं सम्यक् भवितुमर्हतीति अहं मन्ये तर्हि अं ओ हो तर्हि आमाम् आमाम् आमां निश्चयेन तर्हि अहं श्वः एव भवत्याः नगरम् आगमिष्यामि कुर्मः निश्चयेन धन्यवादः भगिनी बहु धन्यवादः आमाम्